लेलद्दाकक्षेत्रे नववर्षस्य संज्ञा लोह्सर् इति पञ्चदशदिवसात्मको अयम् उत्सवः प्रत्येकेषु गृहेषुः विविधाः पूजनोपक्रमाः भवन्ति नवपरिधानं धारयित्वा जनाः हर्षेण नृत्य गितादिषु संलग्नाः भवन्ति समेषां बुद्धानां बोधिसत्वानां महासत्वानां विभिन्नानां देवानां स्थानीयदेवानाञ्च पूजनादि क्रियन्ते कूरीम् नामधेयस्य पूजनस्य अपि प्रथा वर्तते गृहशान्तिं राज्यशान्तिं विश्वशान्तिं च अभिलक्ष्य परिवारेषु पूजनमिदं प्रचलति